हरिः ओं पुस्तकापणः वा हा भवतः हस्ते प्राचीनपुस्तकानि सन्ति वा मम भागवतस्य पुस्तकम् अपेक्षितमासीत् बहु प्राचीनं व्याख्यानम् कन्नड कन्नड न भागवतं भागवतं पुराणम् भागवतपुराणं महोदय भागवतं भागवतम् आमामां हा कन्नडलिपिः कन्नडलिपिः आवश्यकी प्राचीनं हा आं तद् द्वादश खण्डेषु अस्ति खलु द्वादश वाल्यूम्स् सन्ति खण्डेषु तद् आम् आमाम्

उत्तमं कापि नास्ति वा महोदय उत्तमं कापि नास्ति वा हा तस्य मूल्यं तत्र यावत् मुद्रितमस्ति तावदेव खलु प्रायः रूप्यकद्वयं वा रूप्यकत्रयं स्यात्

एवम् अतः किञ्चित् शिथिलम् एवमेव महोदय तत्र मूल्यं रूप्यकद्वयमस्ति अस्ति प्रति पुस्तकम् अथवा रूप्यकत्रयम् इति अस्ति वा अहं न स्मरामि इण्टर्नेट्मध्ये दृष्टवान् तत् तावदेव पृष्ठे अपि अधिकं नास्ति अत्र द्वादशपुस्तकानाम् अधिकाधिकं त्रिंशत् रूप्यकाणि भवितुमर्हन्ति

प्राचीनानि वा सर्वाणि हा इदानीं मम हस्ते प्राचीनपुस्तकानि सन्ति चेत् स्वीकुर्वन्ति वा आम् आमामाम् आम् तत् मम आं मम पितुः कालस्य किमपि सोऽपि किं पठितवान् अकौण्टेन्सि पुस्तकमस्ति अन्यत् किमपि डैजेस्ट् अस्ति तत् बहु अस्ति सम्यक् उत्तमस्थितौ एव अस्ति सः सम्यक्तया रक्षितवान् तदा तदपि चलति वा हा

आम् आमां कदा उद्घाटितः भवति आपणः भवताम् हा भोजनविरामः एवम् आनयामि चेत् तर्हि शक्यते खलु आम् आम् आम् केवलं संस्कृतकन्नडपुस्तकानि एव वा अन्यभाषया आङ्ग्लमपि आनेतुं शक्नोमि वा मम मित्रस्य कृते तेलुगु सन्ति ए कति जनाः सः अपि पृच्छन् आसीत् तेलुगु

तर्हि कन्नडम् आङ्ग्लं चेत् उत्तमं मौल्यं लभ्यते आं किं परन्तु हा एवमेवमेवम् तद् पुनः विक्रयणम् अत्र न भवति इति कारणतः स्यात्

आम् इदानीं धनं प्रेषयामि च पोस्ट्द्वारा प्रेषयति महोदय

मया एव आगन्तव्यं पोस्ट् न कुर्वन्ति वा एतत् हा अस्तु अहं पश्यामि यदि शक्यते श्वः आगमिष्यामि आम् आम् आम् अन्यपुस्तकानि अपि द्रष्टुं शक्यन्ते खलु आ आमाम् हा गूगल् पे सर्वं कर्तुं शक्नोमि खलु भवतु भवतु भवतु तत् केवलं प्राचीनपुस्तकानि लभ्यन्ते नूतनानि न भवत् हा एवम एवम् मूल्यमपि तत्र दृष्ट्वा वक्तुं शक्यते शा हा अस्तु महोदय तर्हि धन्यवादः ह आम् अस्तु महोदय धन्यवादः अस्तु